मम अभिप्राये स्वायत्तवित्तकोशाः एव उत्तमरूपेण उपकारका भवन्ति स्वायत्तवित्तकोषाः उपकारकाः भवन्ति सर्वकारीयवित्तकोषाः तु सम्यक् रूपेण आवश्यकसमये उपलब्धास्य अवसरः किञ्चित् न्यूनः तदपेक्षया स्वायत्तवित्तकोषा एव उपकारं कुर्वन्ति एवमेव भवन्ति इच्छामः अतः स्वायत्तवित्तकोषाः एव प्राधान्येन सर्वकारीयवित्तकोषापेक्षया उपयुणक्षी